कः अस्ति एवं वदतु हा एवम् हा हा एवम् एवम्

एवं तस्य तस्याः तस्याः व्याकरणे बहु दोषाः आचर् आचरितवान् तत् दीर्घः कुत्र स्थापनीयम् इत्यादिकं विषयम् एवञ्च एवञ्च तस्य भाषायाः अपि सम्यक् नास्ति सः भाषणीयम् अन्यैः सह तदा व्याकरणमागच्छति एवञ्च त सः कक्षायां बहु भाषते हा सः न पठति एवं न पठति एवञ्च व्याकरणे चर्चा अपि कर्तव्यं सः न अहं न कदापि दृष्टवती सः व्या चर्चा इत्यादिकं करोतीति भवन्तः एव वदन्तु करणीयमिति भवतामेव वार्तां न शृणोति चेत् अस्माकं किं वा शृणोति सः एवम् अस्तु अहं वदामि एवम् एवम्

एवम्

एवम् अहं चिन्तयामि अहं प्राचार्याणां कृते वदामि क्रियते इति क्रियतेति एवं व्यवहारे अपि दोषाः सन्ति सः न कदापि संस्कृते भाषयति सः कन्नडेव भाषयति कथं वा भाषा आगच्छति एवं कु करोति चेत् एवम् एवम् एवम् एवम् एवमेवम् एवम्

नास्ति तथा तु न न जातं सम्यक्तया एव कक्षाः प्रचलनासीत् एवम् आन्लैन् क्लासस् अभूत् एवम् एवम् अहं बोधयामि एवमेवम् अस्तु हा एवम्